आकाशवाणी दूरदर्शन् मुद्रितमाध्यमाच वस्तुतः संस्कृतस्य सुप्रयोगं न कुर्वन्ति इति अहं मन्ये मम बाल्यकाले दूरदर्शनं दूरदर्शनं संस्कृतवार्ता शृण्वती आसीत् अद्यतनबालकाः तस्य विषये न्यूनं शृणवन्ति इति मया अनुभूतं संस्कृतं सा संस्कृतं सामान्यतया मुद्रितमाध्यमेषु न्यूनतया समावेशितमस्ति आकाशवाणी दूरदर्शनादिषु माध्यमेषु वार्ताविशेषेषु संस्कृतकार्यक्रमेषु समावेषिता समावेशः बालकानां जिज्ञासां जनयन्ति पञ्चतन्त्रकथानां संस्कृते एव प्रसारणं कृतं चेद् संस्कृतभाषायाः विकासस्य लाभप्रदं भविष्यति संस्कृतलेखनं संस्कृतपङ्क्तयः च मुद्रितमाध्यमेषु समावेशः उत्तमः अस्ति इति अहं मन्ये